षोडशाधिकद्विसहस्रवर्षं जनवरी मासः विंशत्दिनाङ्कः सप्तदशाधिकद्विसहस्रवर्षं मे मासः सप्तदशदिनाङ्कः नवदशाधिकद्विसहस्रवर्षम् अक्टोबर् मासः त्रिंशत्दिनाङ्कः अष्टादशाधिकद्विसहस्रवर्षम् जून् मासः द दशमदिनाङ्कः द्विसहस्रवर्षम् सप्टम्बर् मासः प्रथमदिनाङ्कः द्विसहस्रवर्षं नवम्बर् मासः पञ्चदशः दिनाङ्कः